अहम् इंग्लीष् कन्नडा हिन्दि तेलगु तमिळ् स्पैनिश् अन्याः भाषाः जानन् जानामि प्राधान्यतः संस्कृते एव भाषा सम्भाषणं कर्तुम् इच्छामि किन्तु अत्र ये ये अध्यापकाः सन्ति ते सर्वे संस्कृतं न जानन्ति ते सर्वे अनेकानि कार्याणि स्वीकुर्वन्ति अनेकां भाषां भाषा संस्कृतभाषे ग्रन्थानि सन्ति किन्तु वा अत्र स्थितानि ये ये पण्डिताः सन्ति ते सर्वे कन्नडभाषायाम् एव कन्नडभाषायां यः पुस्तकमस्ति तत्सेवकत्वं तत्तदेव दृष्ट्वा पाठं कुर्वन्ति अतः अहं संस्कृतभाषायां संस्कृतभाषायां सम्भाषणं कर्तुं न इच्छामीति अतीव दुःखदायकः विषयः प्रार्थनां करोमि एतत् सर्वं स्थगितं कर्तव्यम्